पुरातनेषु चित्रेषु तत्र तद्विषये पुरातन काले एव चित्रीकरणमेव नूतनम् आसीत् अतः सर्वेषां मुखभावे किञ्चित् व्यत्यस्तम् आसीत् पुरन्तु इदानीं तथा नास्ति यतोहि इदानीं डिजिटल् मध्ये चित्राणां विषये कथम् अपि इदानीं विवाहसमये वा सर्वे सर्वत्र वा यदि वयं प्रवासं गमिष्यामि गमिष्यामः तर्हि तथापि तत्र स्वाभाविकरीत्या एव चित्रीकरणं भवति अतः मुखेषु इत्यादिषु भावनायाः व्यत्यासः भवत्येव किमर्थञ्चेत् अत्र नूतनरीत्या जनाः चिन्तयन्ति नूतनरूपेण भावम् अपि प्रकटयन्ति अतः नूतनरूपेण यदि भावं प्रकटयन्ति तत्र इदानीं डिजिटल् मध्ये कथापि यत्र कुत्रापि स्थित्वा यदि चित्रं स्वीकरिष्यामः तत्र ताज्महल् समीपे वा स्थापयितुं शक्यते अतः तत्त योचयित्वा अपि चित्रीकरणङ्कर्तुं शक्यते तथा भावः अपि तथा भवति इति मम अभिप्रायः